ग्रामेषु यदा यदा बहुवृष्टिः आपतति तदानीं ग्रामः प्लवनकारणेन बाधितः भवति तस्य निवारणाय ग्रामे विद्यमान अधो भागे एकः तडागः निर्मीयते चेत् सम्यक् येन वृष्टिजलमपि तत्र रक्षितो भवति प्लवणस्यापि प्रभावः न्यूनं भवति एवमेव ग्रीष्मकाले च जलस्य अभावसमस्याः न भवन्ति सर्वकारेण प्रतिग्रामे अपि एकः तडागः अवश्यं निर्मातव्यः एवमेव ग्रामे विद्यमानः जनाः अधिकतया कृषिक्षेत्रे कार्यं कुर्वन्ति तत्र आधुनिककाले नगरे विद्यमानाः स्वसम्पत्तिरूपेण ग्रामेषु विद्यमानभूमिं क्रेत्वा सा भूमिः रिक्ततया एव तिष्ठति अनेन भूमिरपि रिक्ता तिष्ठति तदपेक्षया सर्वकारेण यदि आदेशः दीयते कापि कृषिभूमिः रिक्ता न भवति चेत् तत्र ग्रामे विद्यमानजनाः तत्रेव कृषिक्षेत्रे कृषिभूमौ कार्यं कृत्वा तेऽपि धनं अर्चयितुं प्रभवन्ति भूमिरपि रिक्ता न भवति